अहं सप्ताहात् प्राक् केन् केनचिद्वारा एकं स्कर्ट् बुक् कृतवती आसम् तत् आगतम् वस्त्रं बहु सम्यक् आसीत् मम मापने इव सीवितम् आसीत् चित्राणि अपि सुन्दराणि आसन् वर्णः अपि यः मया उक्तः आसीत् स एव प्राप्तः सुन्दरमपि आसीत् बहु इष्टं जातमस्ति